हरिः ओं महोदय नमस्ते हा नमस्ते महोदय बहु दिनं बहु दिनं हा बहु दिनानन्तरं दूरवाणीं भवद्भिः कृतम् हा मम नाम श्रीहरिः इति बहु दिनानन्तरं मञ्जुनाथमहोदयस्य दूरवाणी आगता इति महान् सन्तोषः महान् सन्तोषः

हा

हा हा हा आम् महोदय सत्यं सत्यम् अहम् अत्रैव मार्गदर्शकरूपेण कार्यं निर्वहन् अस्मि आम् हा क्षेत्रमार्गदर्शकः इति अत्र हा अस्तु महोदय वदतु वदतु वदतु अत्र तीर्थहळ्ळी हा समीपे कुप्पळ्ळि इति राष्ट्रकवी कुवेम्पूमहोदयस्य जन्मस्थानम् अस्ति अत्र तीर्थहळ्ळितः विंशतिः किलोमीटर् दूरे अस्ति महोदय हा बहु समीचीनमस्ति महोदय बहु बहु समीचीनमस्ति हा अस्माकं संस्थायाः प्रैवेट् वेहिकल् अपि अस्ति भवान् आ हा हा गन्तुं शक्यते तथा च अत्र समीपे एव तीर्थहळ्ळि पट्टणे एव रामेश्वरदेवालयः अपि वर्तते हा प्रसिद्धः देवालयः प्रसिद्धः देवालयः परशुरामेण स्थापितः देवालयः महोदय आम् महोदय सत्यं सत्यम् अत्र तुङ्गानदी इति प्रसिद्धा नदी अस्ति नदीमध्ये परशुरामतीर्थः इति बहु बहु फ़ेमस् तीर्थम् अस्ति महोदय हा प्रसिद्धः प्रसिद्धः तीर्थोपि तत्रैव अस्ति अत्र स्थलीयाः रामकोण्ड इति कथ्यते रा हा राम हा हा नाम्ना रामकोण्ड इति नाम्ना अत्र स्थलीयाः वदन्ति महोदय बहु समीचीनमस्ति बहु समीचीनमस्ति तथा च तथा च अन्यत्र इत्युक्ते मण्डगद्दे इति पक्षीधामः अस्ति मण्डगद्दे इति शिव्मोग्गा रूट्मध्ये भविष्यति मण्डगद्दे इति हा पक्षी हा आं महोदय सत्यं सत्यं नानाविध पक्षिणः हा दः श सम्पूर्णं महोदय दर्शनं कर्तुं शक्यते तथा च सिद्देश्वरपर्वतः इति एकः पर्वतप्रदेशः अपि अस्ति हा हा ट्रक्किङ्ग् कर्तुं शक्यते हा हा ट्रकिङ्ग् कर्तुं शक्यते परन्तु हा ते वृद्धाः सन्ति भवन्ति चेत् क्लेशाय भवति वृद्धानां कृते क्लेशाय भवति हा हा अस्तु अस्तु समीचीनं आ अस्तु महोदय अस्तु अस्तु यदि वृद्धाः भवन्ति चेत् क्लेशाय भवति किञ्चित् क्लेशाय भवति तथा हा म महोदय वदतु वदतु महोदय हा हा बहु समीचीनमस्ति महोदय अत्र ग्र ग्रन्थालयमपि अस्ति तत्रैव तस्मिन् ग्रन्थालये रामायणं महाभारतम् इत्यादि कालिदासेन प्रसिद्धः हा हा सत्यं महोदय ग्रन्थाः ते तत्र सन्ति अभिज्ञानं हा हा अभिज्ञानशाकुन्तलम् इत्यादि महाकाव्यानि तत्र सन्ति महोदय आं सत्यं महोदय ता तः तत्रैव कुप्पल्लिप्रदेशे कुवेम्पुमहोदयस्य निवासः तत्रैव तत्रैव भविष्यति हा प्राचीनकालस्य गृहं हा गृहं गृहमस्ति सत्यं महोदय अस्तु अस्तु महोदय शीघ्रमेव आगच्छन्तु भवान् स्व भार्य भार्या हा हा हा सत्यं सत्यं महोदय जलपातः अत्रैव समीपे अस्ति जोगजलपातः इति विश्वविख्यातः जलपातः तत्र राजा इति एका एक नेक्स्ट् राणी रोरर् राकेट् इति जलधारा जलधारा भवति भवति तत्र हा आ आ सत्यं महोदय सत्यम् अस्तु म शुमोग्गजिल्ला एव शुमोग्गतः हण्ड्रेड् किलोमीटर् भविष्यति हण्ड्रेड् किलोमीटर् हा स हा सत्यं महोदय गन्तुं शक्यते महोदय अस्तु अस्तु मिलामः शीघ्रमेव आगच्छन्तु अस्तु महोदय शीघ्र हा अस्तु अस्तु महोदय हा आगच्छन्तु आगच्छन्तु आ शीघ्रमेव आगच्छतु हा पुनर्मिलामः पुनर्मिलामः